मम हेड् फ़ोन्स् बोट् कम्पन्याः कम्पन्याः सन्ति अत्र ना नाम तथा तु बोट् कम्पनी इति हेड् फ़ोन्स् इत्यादिकं कृते प्रसिद्धमेव अतः सर्वे यथा अन्येऽपि यथा प्रोडक्ट्स् बोट्स् कम्पन्याः सन्ति तद्वदेव एते हेड् फ़ोन्स् अपि समीचीनाः एव अत्र ब ब्याट्रि प्याक् अपि सम्यक् अस्ति नाम विंशतिनिमिषाः तावदेव समयः चार्जिङ्ग् कृते लभ्यते नाम अनन्तरं तु इदं दिनत्रयं चलति अतः सम्यक् ब्याट्रि प्याक् अपि अस्ति सम्यक् सौण्ड् क्वालिटि अपि अस्ति एवञ्च समीचीनमेव अस्ति